हरिः ओम्

कुशलः अस्मि भवान् भवती अस्तु कः विशेषः अहं शृङ्गगिरितः आगतवान्

अहम् अत्र षड्दिनपर्यन्तम् अत्र वसामि कीदृशं स्थानानि बेङ्गलूर्नगरे अस्ति द्रष्टुम् इति मम प्रश्नः कीदृशमस्ति कथं गन्तुं शक्यते सर्वं द्रष्टुं भवति शक्यते वा कृपया वदतु भगिनी अस्तु अस्तु अस्तु कृपया कुत्र अस्माकं सनातनस्य स्थलानि सन्ति तत् केवलं पञ्चदिनेषु द्रष्टुं शक्यते वा अस्तु कथं वयं कार्यानं यानं वा नो चेत् ब लोकयानम् अस्ति वा कथं द्रष्टुं शक्यते नन्तरम् अस्माकं विरामं कुत्र भवति अस्तु

अस्तु इदानीं मम प्रश्नः किम् अस्ति तत्र सर्वत्र गन्तुम् अस्माकम् एव यानं मिलति वा इत्युक्ते मेट्रो इत्युक्ते रेल्यानमिति मन्ये नन्तरं तत्रतः अन्ययानेषु गन्तुं गन्तव्यं त तु समयः बहु भवति अतः अहं किं पृच्छन्नस्मि भवत्याः कृपया अस्माकं कृते एव यानं योजयितुं शक्यते वा इति भाटकम् अपि भवति भाटकं नो चेत् तत् सर्वेषाम् एवं भवति खलु किम् ऊबर् तादृशं मिलति वा अनन्

भवति हा अस्तु अत्र म मम कृते के आगमिष्यति ते सर्वं जानन्ति वा इति स्थलानि द्रष्टुं शक्यते वा स्थलस्य विषयः जानन्ति वा तादृशं गैड् मिलति वा किमपि अस्तु आम् पूरयति अस्तु इदानीं मम प्रश्नः अस्ति अहं यदा आगमनसमये किञ्चित् विलम्बम् अभवत् अतः इदानीं द्वादशवादनम् अभवत् खलु अद्य विरामं स्वीकृत्य श्वः प्रातःकाले सप्तवादने एतादृशं कार्यक्रमं योजयितुं शक्यते वा सप्तवादनतः त्रिदिनपर्यन्तं मम कृते मम सह बव भवितव्यम् भवितव्यम् मम स भवितव्यम् अहं किमपि न जानामि अत्र एवम् उपाहारमन्दिरं नो चेत् अल्पाहारार्थं बो भोजनार्थं नो चेत् काफ़ि पिबार्थं किमपि न जानामि कुत्र कुत्र गन्तव्यं कुत्र मिलतीति अतः श्वः श्वस्तनस्यनन्तरं त्रिदिनपर्यन्तं तत् योजयितुं शक्यते वा धन्यवादः भगिनी श्वः अहं दूरवाणीं करोमि अस्तु कृपया योजयन्तु अहं द्रष्टुम् इच्छामि भवत्याः किम् अस्ति ट्रावेल्स् नो चेत् किं कार्यक्रमः कार्यालयमस्ति तत् समीपे एक दूरवाणीमध्ये एकं प्रेषयन्तु तत् करेण्ट् लोकेशन् इति अस्ति खलु तत् प्रेषयन्तु अहम् आगच्छामि कृपया योजयन्तु अनन्तरम् अहं भवत्याः कृते वदामि भाषयामि अस्तु धन्यवादः प्रेषयन्तु एतदेव म मम सङ्ख्या दूरवाणीसङ्ख्या अस्ति एतत्सङ्ख्यामध्ये वाट्सप् अपि अस्ति वाट्सप्मध्ये तत् स्थापयन्तु अहं तत्र बव भवत्याः कस्य कार्यालयस्य समीपे आगच्छामि नन्तरं भाषयामः कृपया सर्वत्र अटनार्थं दर्श् द दर्शनार्थं साहाय्यं करोतु अस्तु धन्यवादः धन्यवादः धन्यवादः